मम विद्यालये एकस्मिन् वर्षे चित्रशाला अभवत् तत्र अहं भागः भागः गृह्णामि सः तत्र सम्यक्तेन चित्रकला स्स कथं करणीयं चित्रकलायाः किम् अपेक्षते एतत् सर्वं तत्र पाठयन्ति तत्कारणेन चित्रकलायाः मम रुचिः रुचिः अपि बहु जायते सम्यक्तेन चित्रम् अहं कारयितुं शक्नोमि एतदेव